अस्माकं परिवारे तु दीर्घकालात् आचर्यमाणाः विविधाः पूजाः सन्ति प्रथमं तु नागपञ्चमीपूजा भवति तस्मिन् दिने नागानां पूजनं भवति अनन्तरं गणेशोत्सवः आगच्छति गणेशपूजा भवति गणेशपूजनात् अनन्तरं गौरीपूजनं भवति त्रिदिवसात्मकः एषः उत्सवः भवति तस्मिन् दिने विशिष्टपद्धत्या एव नैवेद्यं वयं समर्पयामः अनन्तरं अग्रिमा पूजा भवति नवरात्रम् नवरात्रिषु तु नवदिनात्मिका पूजा सम्पद्यते अनन्तरम् अग्रिमम् आगच्छति दत्तसप्ताहः सप्तदिनस्य एषः उत्सवः अस्ति अस्मिन् उत्सवे अपि गुरुचरित्रस्य पारायणं भवति प्रतिदिनं प्रातःकाले उत्थाय तस्य पोथी पठनं भवति नैवेद्यं वयं तु यस्मिन् दिने पारायणम् अस्ति तस्मिन् दिने वयं समर्पयामः अनन्तरं दीपावलिः अस्ति लक्ष्मीपूजनस्य दिने अपि पूरणरोटिका वटकानां नैवेद्यं वयं तत्र भगवत्याः कृते समर्पयामः होलिकापूरणम् अपि गृहे अस्ति तस्मिन् दिने वयं तु होलिकायाः दहनं कुर्मः पूरणरोटिकायाः नेवेद्यम् अर्पयामः अतः तु प्रारम्भतः चैत्रमासतः गुडिपाळवातः तु फाल्गुनमासपर्यन्तं प्रत्येकमासे एकः एकः उत्सवः तु वयं गृहे तस् तद्विषये विशिष्टान् आचारान् कुर्मः